मम राज्ये शिक्षणव्यवस्थायाः उपरि संस्कृतस्य प्रभावः यथेष्टमस्ति किं गवर्मेण्ड् विद्यालये वा अथवा प्रैवेट् विद्यालये वा तद् सर्वं सर्वत्रापि संस्कृतस्य प्रभावः उत्तमरीत्या वर्तते तादृशं तद् विषये किं वक्तुं वक्तव्यम् इत्युक्ते सर्वैः अपि या एतद् कालकट्टे संस्कृत आसक्तिः सर्वेषां कृते संस्कृतं पठनीयं पठनीयम् इति एका आसक्तिः सर्वेषां कृते द्रष्टुं शक्यते शिशवः छात्राः विद्यालये छात्राः विद्यालये छात्राः वा अनन्तरं रिटैर्ड् जनाः वा वृद्धाः वा युवकाः वा सर्वे अपि इदानीन्तनकालगट्टे संस्कृतस्य महत्त्वं किं संस्कृतस्य संस्कृतमहत्त्वं दृष्ट्वा किञ्चित् अग्रे किम् अग्रिमे अग्रिमे आगतवन्तः पठितुम्